सर्वेभ्यः सर्वे अधिकाराः दातव्यः किमर्थं नाम अध्ययनार्थं सर्वेषाम् अधिकारः वर्तते आदौ तु केवलं ब्राह्मणक्षत्रियवैश्यानामेव अध्ययनं प्रचलति स्म शूद्राणां तु न प्रचलति अतः अस्मिन् समये तु सर्वेषां कृते अधिकारः वर्तते अध्ययनार्थम् एवञ्च स्त्रीयाणाम् अध्ययनम् आदौ न आसीत् यद्यपि यत्किमपि अध्ययनम् आरब्धं तत् सर्वं गृहजने यत्किमपि पाठितं तदेव अध्ययनं स्वीक्रियते स्म किन्तु सम्प्रति तु स्त्रीयाः यत् अध्ययनम् इच्छन्ति तत्सर्वम् अध्ययनं कर्तुं बहि स्थानान्तरम् इत्यादिकं गत्वा अध्ययनं कृत्वा अध्ययनं कृत्वा स्वसामर्थ्यं प्रतिपादयितुं शक्नुवन्ति एवञ्च स्त्रीयाणां ऋतुविषये अपि काचित् समस्या आसीत् नाम प्राचीनकाले तु यथा दिनत्रयं गृहे एव उपविष्टव्यम् इति कश्चन नियमः आसीत् एवञ्च सम्प्रति एतादृशनियमः न प्रयुज्यते किमर्थं नाम एवं क्रियते तर्हि तत्र अध्ययने महान् क्षतिः भवति इति हेतोः सर्वेभ्यो यथा यथा यथाधिकारः प्रचलित तथाधिकारः स्वीकर्तव्यः इति